तत्र विवाहादिषु जलस्य महती अपेक्षा भवति तत्कारणतः जलस्य टेङ्क् तत्र जनानाम् उपस्थितिः कियती अस्ति इति दृष्ट्वा जलस्य टेङ्क् व्यवस्थाप्यते अर्थात् यदि शतं जनाः भवन्ति तर्हि सहस्रं लीटर् पर्या पर्या जलं पर्याप्तं भवति तत् तदर्थं तद् तत्परिमापकं यद् टेङ्क् अस्ति तदेव व्यवस्थाप्यते नो चेत् यदि जनाः अधिकाः स्युः अथवा न्यूना न्यूनाः स्युः तर्हि तद्द् दृष्ट्वा एकं टेङ्क् व्यवस्थाप्यते पानजलस्यापि यदि तथैव केषाञ्चन बिस्लेरि जलमेव अपेक्षितं भवति अथवा केषाञ्चन सामान्य फ़िल्टर् जलमपि भवितुमर्हति यदि जनाः पानार्थं फ़िल्टर् बिस्लेरि एव यूस् कुर्वन्ति तर्हि तदा सापि व्यवस्था क्रियते ये च जनाः सामान्यं फ़िल्टर्तः यत् जलम् आगच्छति तद् जलं पिबन्ति पिबन्ति चेदपि तद् भवितुमर्हति तथा जलस्य व्यवस्था अपि च भोजनादिषु हस्तप्रक्षालनार्थम् इत्यादिकं सर्वं जलमधिकम् अपेक्षितं भवति तत्कारणतः जलविभागीयाः तत्र भोजनं यत् भोजनं यत्र चलति तत्र प्रक्षालनार्थमिति जलस्य एका एकं टेङ्क् पातुं जलस्य अन्या व्यवस्था काचित् तथैव च अन्यत्र कुत्रचित् शौचालयादिषु अपि तथैव यदि किं स्नात्वा स्नानस्याधिकं स्नानादिकं व्यवस्थापनीयमस्ति जनानां तर्हि इतोपि अधिकं टेङ्क् व्यवस्थाप्यते अथवा मशिन् जलस्य जलपूरकं यद् बोरिङ्ग् मशिन् भवति तद् अधिकवारम् आन् कर्तव्यं भवति तेन तद्व्याजेन पुनः विद्युत् समस्या अपि स्यात् इति तर्हि तत्कारणतः प्रागेव जलस्य टेङ्क् त्रयं वा पूरयित्वा स्थाप्यन्ते तदुत्तरं यथा काचित् व्यवस्था